लेखनप्रकारेषु वर्णनात्मकं लेखनं विवरणात्मकं लेखनं व्याख्यात्मकं लेखनम् एतानि प्रकाराणि प्रसिद्धानि वर्तन्ते तथैव अभिधेयात्मकं लेखनं लक्ष्यात्मकं लेखनं व्यङ्ग्यात्मकं लेखनमपि प्रसिद्धं वर्तते एतेषु व्यङ्ग्यात्मकः लेखः रुचिकरः तमेव सर्वदा पठितुम् इच्छाम्यहं यतोहि व्यङ्ग्यात्मके लेखे प्रसङ्गः भिन्नो भवति तेन अभिधेयार्थोऽपि भिन्नो भवति तत्र प्रयुज्यमानाः शब्दाः अपि विशिष्टाः भवन्ति ये भिन्नार्थं प्रकाशयन्ति तथा च व्यङ्ग्यात्मकेषु लेखकेषु राही उप उपाध्यान् वितस्य लेखकस्य तहदीर् पुस्तकम् इदं तादृशम् एव वर्तते